पारम्परिकपद्धत्या शिक्षणस्य विषये मम अभिप्रायः वर्तते यत् शिक्षणमिति उद्योगार्थं केवलम् न भवेत् शिक्षणं ज्ञानार्थं भवेत् इति यद्वर्तते तत् इदानीं न दृश्यते यदि शिक्षणं ज्ञानसम्पादनाय भवति तदा शिक्षणं तस्य संवर्धनाय यद्यदपेक्षितं तत् सिद्धं भवति यदि शिक्षणम् उद्योगार्थं भवति तत्र विद्यार्थिनां मनसि ज्ञानसम्पादनाय शिक्षणं भवेत् इति यत् यः विषयः वर्तते तन्न तिष्ठति ते उद्योगार्थम् अध्ययनं कुर्वन्ति अनन्तरम् अधीतस्य विस्मरणं साधारणतया भवति एवं च उद्योगार्थं केवलं शिक्षणम् इति तेषां मनसि तिष्ठति इत्यतः शिक्षणं केवलम् उद्योगार्थं जातं न केवलं न ज्ञानसम्पादनाय इति भवति इत्यतः तत्र गुणवत्ता दृष्ट्या पुनश्च तस्य संवर्धनाय पुनश्च अस्माकं भारतीयपरम्परा या वर्तते तस्य विषये गमनमपि न्यूनं भवति इत्यतः शिक्षणं यद्वर्तते तत्फलं फलप्रदं भवेदित्युक्तौ तेषां कृते शिक्षणं ज्ञानार्थं भवेत् इति मन् मनसि तिष्ठेत्